हरिः ओम् शा शाकापणिकः वदति किम् हा मत्कृते अस्माकं गृहे विवाहः अस्ति अतः विवाहकार्यार्थं शाकानि अपेक्ष्यन्ते भवतः आपणे कानि कानि शाकानि सन्ति हा अस्माकम् अत्र विवाहः इति महोत्सवः वर्तते तस्मात् कारणात् बहूनां शाकानां तत्र आवश्यकता भवति यथा कर्कटिः अस्ति मरीचिका वर्तते पलाण्डुः वृन्ताकम् तत्र कुष्माण्डः एवं विविधानि शाकानि अपेक्ष्यन्ते यतो हि द्वित्राणि शाकानि तत्र भोज्यरूपेण सिद्धानि कर्तव्यानि सन्ति तस्मात् एतेषां कृपया मूल्यमपि सूचयतु अहं स्वयं तु नागन्तुं शक्नोमि यतोहि मम तु अत्र कार्याणि सन्ति परन्तु यदि भवानेव ततः यानस्य व्यवस्थां कृत्वा सर्वाणि शाकानि प्रेषयिष्यति अपि च तेन सह तस्य कियत् मूल्यमभवत् तदपि एकस्यां चीटिकायां विलिख्य प्रेषयिष्यति तर्हि अहं भवतः कृते अन्तर्जालमाध्यमेन धनस्य दानं करिष्यामि

महता प्रमाणेन अपेक्ष्यते प्रमाणमधिकमस्ति शतं के जी एवम् एकैकं शाकं यत् मरीचिका अस्ति तस्यापि पञ्चाशत् के जी अपेक्ष्यते तदनन्तरं कुष्माण्डः एतदपि पञ्चविंशतिः के जी अपेक्ष्यते तथैव अस्माकं लशुनम् इत्यादिकं यदस्ति तस्यापि प्रमाणम् अधिकमेव अपेक्ष्यते तावत् तावता प्रमाणेन भवतः समीपे अस्ति वा सर्वम्

अस्तु भवता व्यवस्था कर्तव्या तस्मिन् विषये ये यानि कानि अपि शाकानि सन्ति तेषामहम् एकाम् आवलीं कृत्वा भवत्कृते दास्यामि भवता सर्वेषां शाकानां व्यवस्थां कृत्वा मत्कृते प्रेषणीया अस्तु नमस्ते धन्यवादाः